हरिः ओं हरिः ओं नमस्ते मातः आम् आम् आम् उमा मातो वा आम् आम् आं जानामि मातः उत्तमम्

इदानीं मुख्य अतिथिरूपेण अहं पद्माभगिनीमेव चिन्तितवती तां तामेव आह्वयामि इत्यहं चिन्तितवती

एवं वा अस्तु गत गतवर्षे सा आगतवती वा हा अस्तु अस्तु ओ अस्तु एवं वा हा अस्तु भवत् वेङ्कटकृष्णमहोदयस्य सङ्ख्यां पेषयति वा कृपया

अस्तु उत्तमम् उत्तमम्

अस्तु अस्तु अस्तु हा अस्तु पृच्छामि पृच्छामि मातः मम केचन छात्राः कार्यक्रमार्थं सिद्धाः अतः किमपि कार्यक्रमं वयं कुर्मः वा तत्र लघुनाटकरूपं नाटकरूपेण किमपि कार्यक्रमं कर्तुं शक्नुमः चेत् तत् वयं सिद्धतां कुर्मः तत्र हा हो एवं वा ह अस्तु कः अध्यायः इदानीं वयं तत्र वाचनं कुर्मः द्वादश अध्यायस्य वाचनं वा अस्तु अस्तु अग्रिममेलने वयं मिलित्वा एतत् कार्यम् अग्रे नयामः अस्तु नमस्ते धन्यवादः